भारतस्य आरोग्यव्यवस्था अन्यदेशानां व्यवस्थाभिः उत्तमा वर्तते चिकित्साक्षेत्रे विषये पुरातनकाले अनेकानि ग्रन्थानि शोधकार्याणि वा अभवत् मम समीपे वर्तमानाचिकित्सालयाः सम्यक् सन्ति तत्र अत्याधुनिक उपकरणम् उपलब्धानि सन्ति तत्र उच्चकोटियुक्ताः चिकित्सकाः सन्ति प्रशिक्षणप्राप्तचिकित्सकाः सन्ति ते सम्यक्तयाः सेवाः प्रददाति मम समीपस्थ चिकित्सालयेषु मुख्यरूपेण जनाधिक्यम् इति समस्याः वर्तते तस्याः सम्यक् निवारणाय अधिकप्रबन्धजनानाम् आवश्यकता अस्ति तत्र जनानां दिवसानुसारेण विभज्य एवञ्च अतिरिक्तचिकित्सकानां सेवाकार्यात् जनाधिक्यम् इति समस्यायाः समाधानं भवितुं शक्नोति इति धन्यवादः